शिक्षकाय विद्यालयेषु पाठयितुं नैके वस्तूनि आवश्यकानि किमर्थम् इत्युक्तौ यदि अवश् आवश्यकसामग्र्यः सामग्री भवति तदानीं सः स्तरानुगुणं तद् सामग्रीणाम् उपयोगं कृत्वा पाठयितुं शक्नोति इदानीं श्यामफलकं पूर्वे श्यामफलकम् आसीत् इदानीं क श्वेतफलकम् आगतम् अस्ति इदानीं श्वेतफलकम् आगतमस्ति किमर्थमित्युक्तौ पूर्वे श्यामफलकं श्यामफलके सुधाखण्डस्य प्रयोगं कुर्वन्तः आसन् शिक्षकाः तस्मिन् समये तत्र डस्ट् कणादिकम् अन्तःप्रविश्य केचन मृताः हृदयसम्बन्धि स्वास्थ्यम् अभवत् अस्वास्थ्यमभवत् इति कारणात् इदानीं श्याम श्वेतपलकस्य आवश्यकता अस्ति पुनश्च आधुनिककाले स्मः वयम् अतः कम्यूटर् वा गणकं गणकतन्त्रं पुनश्च पुनश्च प्रोजेक्टर् इत्यादिकं भवन्ति चेत् कक्षा कक्ष्यायां वयं विशेषतया छात्राणां कृते यथा भवेत् शिक्षणं तथा कर्तुं शक्नुमः पाठयितुं शक्नुमः